यदा मम विरामकालः भवति तदा अहं मम पर्यटकैः भाषणं करोमि किं भाषणं करोमि इत्युक्ते विद्याविषये भाषणं करोमि तदनन्तरं गृहस्य विषये तस्य पठनस्य विषये सः किं करोति गृहे सर्वे कुशलिनः वा एवं तस्याः कृते भाषणं करोमि तस्याः कृते भाषणम् कृतवती चेत् सम्यक् भवति इति मम मनसि एकः अनुभवः अस्ति तत् कारणात् अहं तस्याः कृते भाषणं करोमि तावदेव